हरिः ओं नमस्ते

आम् आमस्मि

आगामि मासिक विषयमस्ति अस्तु आम् अहं शक्नोमि कथम् आवश्यकमिति एकवारम् उच्यताम्

उत्तरयोजनायाः आ

पञ्चजपञ्च इत्यतः हा पञ्चशताधिक द्विसहस्रम् ह नार्मल् भवति एकवारम् अत्र अहं मम प्रकोष्ठः ततः किञ्चित् दूयते कुण्डवलमपि अस्मि अत्र अर्यन्तम् आगन्तुं शक्यते चेत् मिलित्वा एकवारं पश्यामः कथम् इति तदनुगुणम् अहं वदामि कति कति रूप्यकाणि जातमिति

कदा आगन्तुं शक्यते इति वक्तुं वक्तुं शक्यते वा

आम् अस्तु आम् आम् आम् अस्तु अस्तु कर्तुं शक्यते आ ह चिन्ता हा चिन्ता नास्ति अहमेव स्वयं चित्वा स्वीकरोमि आम् आम् आम् आं प्रेषयामि द्वि द्वि त्रि दिनाभ्यन्तरे अहम् एकं डेमो प्रेषयामि तदनुगुणं भवान् किञ्चित् अपेक्षा यानि यानि परिवर्तनानि आवश्यकानि तद् उच्यतां तदनुगुणं कुर्मः धन्यवादः